मम प्रदेशे अथवा मम देशे अथवा मम प्रान्त्ये मनोरञ्जनार्थं बहुविधरीत्या कार्यक्रमाः सन्ति तत्र वदामः चेत् नाटकं गायनं नृत्यम् एवमेव यक्षगानं पुनः बहुविधरीत्या मनोरञ्जनं यद् दीयते तादृशकार्यक्रमान् बहु कुर्वन्ति अतः नाटकम् इत्यादिमनोरञ्जनकार्यक्रमाः यद् वर्तन्ते तत्र तु वयं किञ्चित् विषयमपि ज्ञातुं शक्नुमः किम् इत्युक्ते पुरातनकाले बहुविधरीत्या प्रसङ्गमपि जातं वर्तते नाम उदाहरणार्थं पृथ्वीराजनाटकम् इति वर्तते अत्र तु पृथ्वीराजः कः सः देहलीसुल्तानः आसीत् तस्य पराक्रमः कथमासीत् सः कं गृहीतवान् गोरी महम्मद् इति खलनायकः आगच्छति तत्र नाटके सः कथं भारतीयानाङ्कृते दुर्व्यवहारङ्कृतवान् भारतीयानां समीपे कथं व् व् वञ्चनं कृतवान् एतादृशकथाः बहुविधरीत्या अस्माकं कृते बोधयति नाटकसहायेन बोधयति इति वक्तुमिच्छामि एतत्तु मनोरञ्जनमपि वर्तते पुनश्च एतत्तु बोधनसामग्री बोधनं सामग्री अपि वर्तते सामग्री इति तु नास्ति परन्तु एतत्तु एका कला वर्तते अतः अनेनैव वयं मनोरञ्जनं स्वीकुर्मः पुनश्च किञ्चिद्विषयं ज्ञास्यामः अपि च एवम् नृत्यं नृत्ये बहुविधरीत्या प्रकाराः सन्ति भरतनाट्यं वर्तते एतादृशभरतनाट्यम् इति पुराणानां कथामपि नृत्यरूपेण वयं दर्शयितुं शक्नुमः भरतनाट्यं कृत्वा अतः एतादृशी यद् न नृत्यं वर्तते तदपि अस्माकं जीवने बहुविधरीत्या उपकारं करोति